पुराणशब्दस्य अर्थः वर्तते पुरा भवं पुराणम् कुत्रचित् एषापि व्युत्पत्तिः लभ्यते पुरापि नवम् इति पुराणानि अष्टादश सन्ति तत्र सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितञ्चैव पुराणम् पञ्चलक्षणम् एवं पुराणस्य पञ्चलक्षणानि सन्ति किन्तु श्रीमद्भागवतानुसारेण तत्र दशलक्षणानि अपि प्रतिपादितानि सन्ति पुराणेषु नाना देवतानां वर्णनं वर्तते तत्र इन्द्रः यः वर्तते सः मुख्यदेवतारूपेण न चित्रितः मुख्यरूद्देवतारूपेणचित्रितः नास्ति तस्य चारित्रिकभ्रंशः इव अहिल्यावशात् प्रतीयते किन्तु वेदसाहित्ये तत्र इन्द्रः प्रधानदेवतारूपेण वर्तते अस् पुराणानि यानि सन्ति तानि भारतस्य विश्वस्य च इतिहासस्य भूगोलस्य च साधनानि सन्ति